नमस्कारः अहं रञ्जनः अस्मि अगस्त् मासस्य द्वाविंशतिदिनाङ्के उडिसातः पुरीं गन्तुं कार् यानस्य आरक्षणं कृतवान् किन्तु इदानीं मम गृहे कस्य जनः अतीव अनारोग्यम् अस्ति इत्य इत्यतः गन्तुं न शक्नोमि तस्मात् यत् कार् यानं पूर्वं बुक् कृतम् आसीत् तत् केन्सेल् कृत्वा तद् धनं मम फ़ोन्पे इत्यत्र सप्त सप् सप्त चत्वारि नव नव षट् द्वे द्वे द्वे नव यु पि ऐ इति वै वि एल् यु पि ऐ ऐ डी मध्ये प्रेषयतु इति प्रार्थये एव